योगाभ्यासार्थं कस्मिन् वयसि प्रवेशः कर्तव्यः इति प्रश्नः वर्तते मम मतं तावत् यदा स्थातुं शक्नोति कश्चन तदानिमारभ्य योगाभ्यासः कर्तुं शक्नोति इति मम मतं वर्तते कुतः एवम् इत्युक्ते यदि स्थातुमेव अशक्तः कश्चन कथं योगासनं कर्तुं शक्नोति इति मम अभिप्रायः अतः यदा स्थातुं शक्नोति कश्चन तदानीम् आरभ्य एव योगासनं कर्तुं शक्नोति इति मम अभिप्रायः अनन्तरं के लाभाः वर्तन्ते इत्यपि प्रश्नः वर्तते अतः अहं वक्तुं शक्नोमि अहं धैर्येन वक्तुं शक्नोमि अवश्यं तेन शीघ्रं योगाभ्यासां योगाभ्यासं कर्तव्यम् इति कुतः यदि बाल्यात् एव तथा योगाभ्यासं कृत्वा कृत्वा कृत्वा तस्य बोन्स् किं वर्तन्ते तस्य तथा दृढता सम्पादयितुं शक्नोति किमपि क्लिष्टम् आसनं वा किमपि आसनं वा यदि यच्छामः सुलभेन लीलया सः कर्तुं शक्नोति अतः सः लघुवयसि एव योगासना योगासनाभ्यासः कर्तुं शक्नोति इति अहं धैर्येन वदामि अपि च ध्यानमपि तेन कर्तव्यं ध्यात्वा ध्यात्वा ध्यात्वा एव क कश्चन शुद्धमनस्कः भवति उदाहरणार्थम् एकं शिलाखण्डमिति स्वीकुर्मः तत्र शिलाखण्डस्य यदि मूर्तिरूपेण कुर्मः ताडनेन ताडनेन ताडनेन मूर्तिरूपेण कुर्मः तद् शिलाखण्डं केचन पूजयितुं शक्नुवन्ति यदि तथा पुनःपुनः पुनःपुनः यदि सः वेदनां सोढुं न शक्नोति सः केवलं तस्य उपरि पादं स्थापयन्ति दद्वत् यदा यदानिमारभ्य लघु वयसि एव योगासनं कृत्वा कृत्वा कृत्वा यदि सः आगच्छति तर्हि सः दृढः भवति किमपि आसनं यच्छामश्चेत् सः कर्तुं समर्थः भवति अतः बहु बाल्यवयसि एव तद् योगासनं कर्तव्यम् इति मम अभिप्रायः वर्तते